साधारणतया परिवारस्य कृते वयं साधारणखाद्यमेव उपयुञ्जीमहि यथा तु परिवारे साधारणखाद्यमेव जनाः खादन्ति तत्र तेषां तेषां रुचेः अनुगुणम् एव यदा स्वल्पं मिष्टान्नं वा भवतु बहु तैलयुक्तं खाद्यम् एवं सर्वम् न स्वीकर्तव्यम् एव भवति अतः तेषाम् इच्छानुगुणम् अहमेव साधारणतया शाकानि पाकं करोमि मिष्टान्नादिकमपि पाकं करोमि तथा बहु मिष्टान्नयुक्तं वा बहु तैलयुक्तं खाद्यम् अहं खाद्यं पाकं न करोमि पुनश्च इदानीं तैलम् इत्यादिकं खादामः चेत् तत्र किं भवति इत्युक्ते बहु रोगाः भवन्ति चर्वीवृद्धिः अपि भवति आम्लं भवति शरीरे पुनश्च बहु मिष्टान्नमपि खादामः चेद् मिष्टान्नम् इदानीम् आङ्ग्लभाषा सुगर् इति उच्यते अतः तदपि वर्धिष्यति अतः एवं तत् तादृशं खाद्यं निर्माणम् अहं गृहे न करोमि सर्वे अपि कुशलिनः भवेयुः इत्येव मनसि निधाय अहं साधारणतया पाकस्य कार्यं करोमि पाकं निर्माणं करोमि